मम इष्टतमं बैक् यानम् रायल् एन्फ़ील्ड् अस्ति मम समीपेऽपि रायल् एन्फ़ील्ड् अस्ति बहु समीचीनं चलति पर्वतप्रदेशेषु यत्र समीचीनमार्गाः न सन्ति तत्रापि तेन यानेन अहं गन्तुं शक्तः अस्मि तद्यानं बहुशीघ्रं नियन्त्रणं भवति तद्यानेन गम्यते चेत् कश्चन गाम्भीर्यता गाम्भीर्यम् अनुभूयते मम ड्रीम् बैक् अपि रायल् एन्फ़ील्ड् एव सद्यः मम समीपे रायल् एन्फ़ील्ड् क्लासिक् यानम् अस्ति परन्तु मह्यम् इदानीं यत् हिमालयः रायल् एन्फ़ील्ड् हिमालयः फ़ोर् फ़िफ़्टि यानम् आगतं तद्बहु इष्टम् अस्ति यतः तद्यानं पर्वतप्रदेशेषु एतदपेक्षया बहु समीचीनतया गन्तुं शक्नोति तथैव यद्यानं प्रस्तुते प्रस्तुतं मया मम समीपे वर्तते तत् अधिकतया अधिकतमं नाम विंशत्यधिकशतं वेगेन चलति यत् नूतनतया आगतमस्ति तत् षष्ट्यधिकशतं वेगेन अपि चलति अतः तत् बैक् यानम् इष्टं मम